नमो नमः मम नाम विष्णुसारणः अस्ति अहं केन्द्रीयसंस्कृतविश्वविद्यालयजयपुरपरिसरस्य शिक्षाशास्त्रिविद्याशाखायां तृतीयसत्रार्धे पठामि अहम् इतः केन्द्रीयसंस्कृतविश्वविद्यालयात् एव शास्त्री कृतवान् इतः परम् अहम् उत्तरमध्यमाप्रथमवर्ष उत्तरमध्यमाद्वितीयवर्ष पूर्वमध्यमाप्रथमवर्ष अन्यत् पूर्वमध्यमाद्वितीयवर्ष हरीयाणा बोर्ड्तः महर्षिदयानन्द युनिवर्सिटी रोहतक्तः कृतवान् अन्यत् अहं स् कक्षाषड्तः द्वादशपर्यन्तम् तत्र गुरुकुल मौण्ट् आबु आर्षगुरुकुलमहाविद्यालये आबुपर्वते ए एव अध्ययनं कृतवान् अन्यत् इदानीम् अहं योगस्य डिप्लोमा अपि करोमि डिप्लोमा इदानीम् जगद्गुरुरामानन्दाचार्यतः करोमि इतः परं पूर्वम् अहम् अत्र केन्द्रीयसंस्कृतविश्वविद्यालयतः एव यु जि डिप्लोमाम् अपि कृतवान् अन्यत् अहम् इदानीं शिक्षा शास्त्रिं करोमि अस्तु धन्यवादः